जानुवेदना किमर्थम् आगच्छति इति ज्ञायते चेत् तस्य चिकित्सा अपि वक्तुं शक्यते यतो हि कारणं ज्ञायते चेत् वेदना शीघ्रम् अपगच्छति पादः चलनस्य संकेतः इति कृत्वा चलनं कृत्वा यद्यत् साधनीयम् अस्ति तत् जीवने न साधितं चेत् जानुवेदना आगच्छति इति प्रसिद्धमस्ति अपि च गृहे यदि वयोधिकवशादपि वेदना आगच्छति तर्हि तैलं लेप्यते तत्र अस्थिवैद्यः भवति तस्य निकटे नीयते सोपि औषधादिकम् यच्छति तत् नित्यं लेप्यते अपि च नित्यं जानुः कृते यदि व्यायामः दीयते समीचिनतया तर्हि अन्ते इयं वेदना न भवति इति भाति एवम् अष्टाकारेण भूमौ यदि अट्यते तर्हि अस्माकं शीररं सर्वत्र गतम् अर्थात् सर्वादिशि अपि गतं भवति इति कृत्वा तत्र तेन जानुवेदना न्यूना भवति अपि च एका मुद्रा अस्ति योगासनादिषु सा मुद्रा अपि अस्माभिः ध्यानकाले आचर्यते तेन जानुवेदना गच्छति इति अस्माकं गृहोपचाराः चिकित्साः